मया किमपि तादृशं चित्रं न लिखितं येन गौरव गर्वम् अहम् अनुभवामि केवलं तत्र इच्छामात्रं वर्तते परन्तु तादृशं चित्रकलायाः शिक्षणं मया न प्राप्तम् बाल्यवयसि यदा मया नदीचित्रं लिखितम् आसीत् तदानीं शिक्षकैः पिपीलिकापङ्क्तिरिव दृश्यते भवतः नदी इति उक्तम् आसीत् एवं मम चित्रकला अत्यन्त दुःस्थितौ आसीत् इदानीम् अपि तथैव अस्ति मम पितरौ मित्राणि सुहृदश्च एतादृशम् एव अभिप्रायम् प्रकटीचक्रुः एवं मम चित्रकलायाः स्थितिः वर्तते परन्तु तत्र आसक्तिस्तावत् वर्तते इति वक्तुं शक्नोमि